तत्र मूल्याङ्कनानि यानि सन्ति मूद्राणि यानि सन्ति अपि च पाषाणखण्डाः ये सन्ति तेषां सङ्ग्रहः मया बहु बाल्यात् आरभ्य आरब्धः आसीत् वर्षे वर्षे अपि तत्र विकासः जायमानः अस्ति पाषाणखण्डाः ये सन्ति तत्र मया विकासः यद्यपि आधिक्यतया नावलोकितः अस्ति किन्तु मूल्याङ्कनानि यानि सन्ति स्टेप्म्स् इति यत् कथ्यते तत्र तावत् बहु प्रकाराः दृश्यमानाः सन्ति बाल्ये यत् मूल्याङ्कनं दृश्यमानम् आसीत् इत्युक्तौ दशवर्षेभ्यः प्राक् यत् मूल्याङ्कनं दृश्यमानम् आसीत् तदपेक्षया प्रकृते विभिन्नः कश्चन मूल्याङ्कन मूला मूल्याङ्कनविशेषः दृश्यमानः अस्ति इति तु विकासः दृश्यमा दृश्यते अपि च मूल्याङ्कनानां सङ्ग्रहे तावत् मां प्रेरितवति मम मित्रं अतः अधुना अपि तया मया च मूल्याङ्कनानां सङ्ग्रहः क्रियते एव मूल्याङ्कनानि यानि सन्ति तत् तानि तावत् प्रकृते यः विचारः चलति लोके तं विचारं बोधयन्ति इति कृत्वा तद्दिशि मूल्याङ्कनानां मुद्राणां पाषाण मुद्राणां च विकासः विकासः दृश्यते पाषाणखण्डास्तावत् तत्तत् कालभेदेन भिद्यन्ते इति कृत्वा तस्य सङ्ग्रहणं केवलं क्रियमाणम् अस्ति विकासस्य विषये मया न चिन्तितम् अस्ति